इदानीन्तनकाले वेदाध्ययनार्थं व् व्यवस्थाः बहु विरलाः भवन्ति सामान्यतया तत्र केरले त्रिशूर् नगरे तत्र ब्रह्मसं मठे एव भवति ऋग्वेद पाठशाला तदनन्तरं सामवेदस्य तु भवति कर्णाटकदेशस्य गोकर्णे तदनन्तरम् उत्तरप्रदेशे भवति केचन शाखाः तदनन्तरम् आन्ध्रप्रदेशे तिरुप्पतौ विद्यमानवेदविद्यापीठे चतुर्षु वेदाः तत्र पाठयन्ति